सामाजिकपरिवर्तनम् अभिवृद्धिः इति नाम्ना मम प्रदेशे सर्वकारैः या योजना आनीता सा एव प्रचाल्यमाना वर्तते सा तु साधुरेव एवं च भवनसंरचनरूपाभिवृद्धौ तावत् मम मनसि पूर्वस्यां दिशि देव देवस्य स्थानं स्यात् तस्मिन्नपि देवस्य मुखं तावत् पूर्वस्यां दिशि स्यात् निद्राकरणसमये उत्तरस्यां दिशि न निद्रा कर्तव्या यथा तथा मम प्रकोष्ठः स्यात् एका पाकाशाला स्यात् उपवेष्टुम् एकं स्थानं स्यात् एवमेव बहु बृहत् गृहम् अपेक्षि भवनम् अपेक्षितम् इति मम अपेक्षितं तु नास्ति परन्तु समीचीनतया यदि गृहं भवति तर्हि मम कृते इष्टं भवति